जेन्वरी मासस्य द्वितीयदिनाङ्कः एकाधिकद्विसहस्रवर्षं जेन्वरी मासस्य तृतीयदिनाङ्कः एकाधिकद्विसहस्रवर्षं जेन्वरी मासस्य पञ्चमः दिनाङ्कः एकाधिकद्विसहस्रवर्षं डिसम्बर् मासस्य तृतीयः दिनाङ्कः एकाधिकद्विसहस्रवर्षं जेन्वरी मासस्य द्वादशदिनाङ्कः एकाधिक द्विसहस्रवर्षं